अहो शास्त्रस्य विषये वक्तुम् अपि मम बहु रोचते शास्त्रं रोचकं गहनं च विषयम् अस्ति किं विशेषं शास्त्रं वक्तुम् इच्छसि यथा गणितं विज्ञानं धर्मशास्त्रं वा तर्हि वेदः महत्वपूर्णं धर्मशास्त्रं यस्य महती आधरः दीयते वेदपठनेन वयम् अध्यात्मिकस्य ज्ञानप्राप्तेः च अद्वितीयः अनुभवः प्राप्नुवः सत्यमेव यत् वेदपाठः अतीवमहत्वपूर्णः भवितुम् अर्हति यदि भवतः वेदपठनस्य विषये किमपि विशिष्टं प्रश्नम् अस्ति तर्हि अहं सहायं कर्तुम् अत्र अस्मि धर्मशास्त्रं रोचकं गहनं च विसयम् अस्ति नमो नमः